नमस्ते मम नाम श्रीरामः मया तिरुवट्रूर् नगरं गन्तव्यं परश्वः प्रातः षड् वादने प्रस्थानं भविष्यति मम गृहात् तदर्थं एकं कार्यानम् आवश्यकम् तिरुवट्र्युर् तत्र मन्दिरम् अस्ति तिरुवट्र्युर् मन्दिरं गत्वा पुनः आगमनमपि भविष्यति अतः षड् वादने कृपया आगच्छन्तु एतत् लघु कार्यानम् अस्ति चेतपि वरम् तत्र जनद्वयं भविष्यति अतः उत्तमं कार्यानम् इति कृपया प्रेषयतु दिनाङ्कं वदामि परश्वः प्रातः षड् वादने मम गृहात् प्रस्थानं भविष्यति तिरुवट्र्युर् मन्दिरं गत्वा तदनन्तरं पारीस् कोणम् अस्ति तत्रपि गत्वा तत्र एकं एकः आपणः अस्ति तत्र गत्वा पुनः गृहम् आगमनं भविष्यति मम दूरवाणी सङ्ख्यामपि अहं दत्तवान् तद् अपि कृपया उपयोगं कुर्वन्तु मम गृहं मैलापुरे अस्ति बालसुब्रह्मण्य वीत्याम् अस्ति अतः सार्धपञ्चवादने चालकः आगच्छति चेत् वरम् वयं षड् वादने प्रस्थानं करिष्यामः महान् धन्यवादः रामरामः